षोडशाधिकं द्विसहस्रतमे वर्षे जूलै मासे चतुर्दशदिनम् त्रयोदशाधिकम् द्वि द्विहस्रतमं वर्षे जूलै मासे नवविंशतितमं दिनम् द्वादशाधिकं द्विसहस्रतमं वर्षे जून् मासे प्रथमं दिनम् दशाधिकं द्विसहस्रतमं वर्षे एप्रल् मासे विंशतितमं दिनम् अष्टाधिकं द्विसहस्रतमं वर्षे मे मासे त्रिंशत् त् त्रिंशत्तमं दिनम्